अहं सामान्यतया प्रवासार्थं पर्वते पर्वतस्थानार्थं गन्तुमिच्छामि यत्र पर्वताः भवन्ति तत्र गन्तुमिच्छामि अहं हिमालयादिकम् अटितवान् एतावता मम तु एत् एतादृशापर्वताः भवन्ति यत्र यत्र पर्वताः भवन्ति अहं तत्र गन्तुमिच्छामि यतो हि तत्र वृक्षाः समीचीनाः भवन्ति पुनश्च पक्षिणः अपि बहु सुन्दरतया रमन्ते तथा च तत्रा विविधविधपुष्पाणि भवन्ति तान् सर्वान् द्रष्टुं मम महान् आनन्दः भवति पुनश्च मम साकं ये च आगन्तुमिच्छन्ति तान् सर्वान् अपि नयामि कदाचित् हिमालये अहं अटितुं गतवान् आसम् तत्र सर्वत्रापि हिमः बहु सुन्दरतया दृश्यमाणमासीत् यदा अहं गतवान् तस्मिन् समये कश्चन पुरुषः आगतवान् सः मम भाग्यमिति चिन्तयामि सः तत्र सर्वत्र मम परिचयं कारितवान् अहं तत्र अटितवान् सर्वं सः तु सर्वं दर्शितवान् यत्र तत्र कः विशेषः अस्ति तत् सर्वं मम यथा अवगमनं स्यात् तथा सः परिचयं कारितवान् अहं सर्वं दृष्ट्वा आनन्दितः जातः मम तु यद् आङ्ग्लभाषया उच्यते ट्रक्किङ्ग् इति तत् कर्तुं महान् आनन्दः भवति पुनश्च मम एकः गुणः वर्तते समः सामान्यतः अहम् एतादृश अरण्येषु पुनश्च पर्वतेषु यद्यद् विद्यते गू निगूढं तत्सर्वं ज्ञातुमिच्छामि अहं मम तद्विषये एकं बहु जिज्ञासा वर्तते अतः अहं पर्वतेषु अटितुम् इच्छामि प्रवासं कर्तुमिच्छामि